हलो हा किं तत् भवती क्याटीनस्य अधिकारिणी वा हा अस्तु अहं दिनद्वयात् पूर्वं तत्र आगतवान् हा तत् बज्जिपदार्थस्य अन्ते तावत् तन्तवः आसन् आ तत् कथमिति न न अ अहं किल साक्षात् तत्र आसं तत्र तन्तवः हा न न न न न न तथा न तत्र बहवो दन्त किं तत् सर्वत्र तन्तवः आसन् तान् तन्तून् सर्वान् आहत्य तावत् वस्त्रमपि कर्तुं शक्यते तादृशाः बहवः तन्तवः आसन् तदनन्तरं रुचिः न ह रुचिः न आ तदेव भवती अहमपि वदामि तत्र तद् रुचिः न तत्तावत् अद्यापि मया आगम्य पीतं वर्तते चायपानं हा प्रतिदिनं अस्तु हा किन्तु रुचिः तावत् तद् भवतु तद् भवतु आ न अहं तथा न वदामि आं तत् तावत् मह्यम् अनावश्यकमित्येव मन्ये यतः अय्यय आ आ न न अहं यतः वच्मि अस्तु अहं यतः वच्मि अस्तु अद्य अद्य प्रातरपि मया आगम्य चायपानं तावत् पीतं तत्र क्षीरस्य आधिक्यं न दृश्यते केवलं डिकाक्षन् वर्तते किल तस्यैव आधिक्यं महत्तरं भवति अस्तु

किन्तु तथा न स्थापितं किल तत्र तावत् एकस्मिन् पात्रे तावत् सम्पूर्णतया टी स्थापितं वर्तते तस्मात् एव तावत् स्रवीकृत्य दीयते एकस्मिन् किं तत् कागदचषके आ भवती भवती अस्तु तद् भवतु भवती किमुक्तवती शतं जनाः आगच्छन्तीति अहं तावत् शतोत्तरम् एकः आम् अन्ये तावत् अन्ये तावत् बज्जीपदार्थान् खादन्तु तस्मिन् नास्ति मह्यं समस्या किन्तु तेषां बज्जी मध्ये तावत् तन्तवः नासन् मम बज्जी मध्ये तादृशाः तन्तवः आसन् तान् तन्तून् उपयुज्य तावत् नूतनं किं तत् वस्त्रापणमपि कारयितुं शक्यते

किन्तु किन्तु तदनन्तरं किन्तु तदनन्तरं किं कुर्वन्ति चेत् एकः एव प्रश्नः तत्र मक्षिकाः अनेके सन्ति तान् तावत् पातयन्तु

किन्तु सन्त्येव किन्तु किन्तु सन् सन्त्येव अस्तु अस्तु धन्यवादः अस्तु नमो नमः नूनं मेलिष्यते नूनं मेलिष्यते मया धन्यवादः